इतिहासः एवम् आसीत् इति शब्दस्य लघु अर्थः रामायणमहाभारतमिति काव्यद्वयमपि वयम् इतिहासम् इति मन्यामहे तत्र पौराणिकेतिहासम् इतिहासे किं वयं ज्ञातुं शक्नुमः पौराणिककाले जनाः कीदृशं जीवनं कृतवन्तः कीदृशं वाणिज्यम् इत्यादयः कीदृशः कृतवन्तः क्लेशाः के अनुभूतवन्तः तस्मात् कथं ते बहिः आगतवन्तः इति अपि वयं ज्ञातुं शक्नुमः अतः इतिहासस्य प पठनेन आधुनिककाले अपि वयं सम्यक् जीवनं कर्तुं तत्र क्लेशरहितं जीवनमपि वयं आचरामः तत्र इतिहासस्य पठनेन